अस्माकं प्रदेशे अपि च वार्तापत्रिका मध्ये सर्वदा एकभाग शैक्षणिकविभाग एव अस्ति तत्र पुरातन एतद् दशमकक्षाछात्राणां कृते द्वितीय पी यू सि छात्राणां कृते प्रश्नपत्रिका पुरातनप्रश्नपत्रिका पत्रिकागच्छति तस्य उत्तरं प्रबन्धलेखनम् अनन्तरं बालानां कृते एतद् जेन्रल् नालेड्ज् क्वश्शिन्स् सर्वम् आगच्छति तस्य उपयोगेन छात्राणाम् कृते तु बहु उपयोगमेव भवति अनन्तरम् एतद् पदबन्धः छात्राणां कृते सर्वम् अस्ति उपयोगं छात्रा तद् एकम् उपयोगम् अस्ति चेत् छात्रा प्रश्नपत्रिका स्वीकृत्य तत्र उत्तरं ददति चेत् छात्राणां कृते उपयोगमेव भवति पत्रिकाः अपि पठन्ति छात्रा तदेव उपयुक्तलेखना रिसोर्स् पर्सनं स्वीकृत्य अन्यविषयानां कृते प्रबन्धलेखनं प्रबन्धस्य उत्तरं कथं सि इ टि सि इ टि परिक्षाद्वारा सर्वं अस्ति तत्र सर्वं प्रश्नपत्रिका सर्वम् आगच्छति उपयोगं बहु बहु उपयोगम् अस्ति तस्य